अहं उपन्यासं पठितुं बहु इच्छामि एवं काव्यं नाटकं च पठितुं बहु इच्छामि तत्र उत्कलभाषायाः उपन्यासाः सन्ति हिन्दीभाषायाः सन्ति संस्कृतस्यापि सन्ति तत्र उपन्यासानाम् अध्ययने मम रुचिः अधिका अस्ति तत्र सद्यः एव पठितः कश्चन उपन्यासः अस्ति चित्रलेखा तस्य रचयिता अस्ति भगवतीचरणवर्मा तत् हिन् सा सः उपन्यासः हिन्दीभाषायाम् अस्ति एवं हडप्प प्रलयः काशी मृत्युञ्जयः इत्यादयः बहवः उपन्यासाः स्सन्ति तत्र संस्कृतेपि नाटकानि काव्यानि पठितुं मम इच्छा भवति तत्र रुचिः अपि अस्ति